अस्माकं गृहे जलस्य शोधनार्थं कमपि उपायम् अनुसरन्ति इति एवं नास्ति परन्तु मम पितरः सन्ति खलु ते एव कृतवन्तः नाम किञ्चित् एवं कुत्रापि वृष्टिः भवति चेत् ततः पतति खलु त् तत्रैव शोधनार्थं यथा शोधनं यथा भवेत् तथा किञ्चित् उपायं कृत्वा नाम जरडिः इत्युच्यते तं तत्र स्थापयित्वा किञ्चित् शोधनार्थम् उपायं कृतवन्तः एवम् अन्येषां गृहे तावत् दृष्टं मम दृष्टमस्ति दृष्टोहं यथा दृष्टा अहं यतः अन्येषां गृहमपि गच्छामि खलु अतः तत्र दृष्टं शोधनार्थं किञ्चित् उपायः अपि तत्र कृतः अस्ति यथा यन्त्ररूपेण यन्त्रेण यथा शोधनं भवति जलस्य तथा किञ्जित् यन्त्रम् उपयुज्य शोधनार्थं किञ्जित् स्थापितमस्ति तत्र नाम पार्श्वस्थगृहे एव अस्माकं गृहे तु तावत् यन्त्रस्य उपयोगः तावत् न क्रियते अतः मम पितरः एव यथामति ते एव कुर्वन्ति शोधनार्थं तथा कृतमपि अस्ति एवं वृष्टिः यथा पतति तथैव स्वीकृत्य जलं तत्रैव शोधनं यथा भवेत् तथा कुर्वन्ति